ग्रामीणक्षेत्रेशु कृषकस्य समक्षं का समस्याः सन्ति इत्युक्तौ ग्रामे विद्युत् सम्यगेव नायाति यतोहि सांप्रतिकाले भुवि अपि जलं न्यूनमेव जायमानमस्ति नद्यः ह्रस्यमानाः चलन्ति तर्हि यदि तस्य कृते अपेक्षितं धनमिति नास्ति सः कथं वा मोटर् स्थापयेत् तेन विना सः कथं वा जलं सिञ्चेत् वृक्षेभ्यः इतोऽपि नाम साम्प्रतिकाले सः यदि ट्रेक्टर् क्रेतुं तस्य कृते धनं नास्ति अन्यथा सौकर्यमिति नास्त्यिति चिन्तयामः तर्हि सः कथं वा अत्र कृषिं कुर्यात् वृषभोपि दुर्बलः अस्मिन् काले जातः तेन वृषभेनैव सर्वं कार्यं नैव कर्तुं शक्यते अत्र तेन भुज्यमानभोजनं तादृशमेव अस्ति अनन्तरं यानेन विना तस्य कृषिः अपि न सम्यक् जायते इति कृत्वा इमाः समस्याः बाधन्ते इतोऽपि तस्य कृते यदि प्राकृत्य प्राकृतिक गोमयादि वृक्ष वर्धकाः य दीयन्ते तेन तस्य इतोऽपि समीचीन फलमायाति